मम दूरवाणी बहु सम्यक् एव न चलति किमर्थम् इत्युक्ते बहूनि आप्शन्स् अस्ति अतः सर्वदा हाङ्ग् भवति यतोहि चार्ज् स्थापयति चेत् अर्धघण्टा अपि भूत्वा अपि तत् केवलं त्रिंशत् चार्ज पर्सेन्ट् एव भवति सम्यक् न चलति अनन्तरं न श्रूयते यतोहि यः कोपि काल् करोति चेत् दूरवाणी करोति चेत् न श्रूयते एव अत्र भूत्वा हरि ओम् हरि ओम् इति सर्वदा वक्तव्यं न श्रूयते